अस्माकं प्रदेशे वस्तुतः बेङ्गलूरुनगरस्य गिरिनगरप्रदेशे वैद्यकीयसेवा अत्युत्तमा अस्ति एव तथापि कुत्रचित् किञ्चित् परिवर्तणम् आनयामः चेत् उत्तमं भवेत् उदाहरणार्थं यद्यपि बहवः वैद्यालयाः सन्ति एव तथापि एकैकेनापि तत्र घण्टाः यावत् निरीक्षा करणीया भवति सा व्यवस्था कदाचित् परिवर्तिता चेत् सर्वेषाम् आनुकूल्यं भवेत् अनन्तरं बालानां वैद्याः तेषां सङ्ख्या अपि वर्धनीया यतः इदानीं बाल्ये एव अत्यधिकरोगाः सन्ति तादृश तादृशानां वैद्यानां यदि अधिका अपेक्षा अस्ति तादृशाणां वैद्यानां सङ्ख्या यदि वर्धते तर्हि इतोऽपि लाभाय भवेत्